इतिहासः इत्युक्ते धर्मार्थकाममोक्षाणाम् उपदेशसमन्वितं पूर्ववृतं कथायुक्तम् इतिहासं प्रचक्षते इति श्लोकः वर्तते इत्युक्ते धर्मार्थकाममोक्षाणां उपदेशसमायुक्तं धर्मार्थकाममोक्षाणाम् उपदेशः तत्र वर्तते अनन्तरं पूर्ववृत्तं पूर्व जनानां वृत्तम् अथवा पूर्व राज्ञः राज्ञ्यः वृत्तम् एवं पूर्वाणां वृ वृत्तमपि वर्तते अनन्तरं तत् कथायुक्तमपि भवति एवम् इतिहासः इति वदन्ति इतिहासं प्रचक्षते इति वदन्ति उदाहरणार्थं महा महाभारतं स्वीकुर्मः चेत् तत्र धर्मार्थकाममोक्षाणां विषये प्रतिपादितमस्ति स्पष्टेन तत्र गीतायाम् अपि उक्तमस्ति अनन्तरं तत् उपदेशसमन्वितमपि उपदेशसमन्वितमपि अस्ति पूर्ववृत्तमपि अस्ति एवं कथायुक्तमपि अस्ति एवं चेत् तत् इतिहासः इति भवति नो चेत् न भवति आधुनिक आधुनिकार्थस्य इतिहासस्य साम्प्रदायिकार्थस्य भेदः वर्तते तत्र पूर्वं तु धर्मार्थकाममोक्षाणां विषये उद्दिश्य तत्र वदन्ति स्म परन्तु इदानीं केवलम् अर्थकामस्य विषये वदन्ति पूर्वं यद् कृतं तदेव इतिहासः इति वदन्ति राजानां किं कथाः अथवा पूर्वे ये सन्तः अस्माकमेव पूर्वजाः तेषां कथा केवलं तदेव वदन्ति परन्तु एतद्द मोक्षस्य विषये तु धर्मस्य विषये न वदन्ति तदेव भेदः दृश्यते तदर्थं तद्दृष्ट्या तदेव मुख्यभेदः इति वक्तुम् इच्छामि